अहं तु काल्पनिककथां कदापि न लिखितवान् परन्तु प्रबन्धं लिखितवान् तत्र एक प्रबन्ध आसीत् मम परिवर्तनविसये इत्युक्ते समाजस्य परिवर्तनं कथं भवति इदानीं चिन्तयतु परिवर्तन इत्युक्ते बयं सर्वे लोहजपात्राणि वयं उपयोगं कुर्मः परन्तु मृत्तिका पात्रं यद् अस्ति पूर्वकाले यद् आसीत् तत् बयं न उपयोगं कुर्मः लोहजपात्राणि उपयोगं कुर्मः चेत् अस्माकं कृते हानि एव अस्ति किमर्थम् इत्युक्ते तत् यत् लोहजपात्राणि अस्ति वयं यदा पाकं कुर्मः तत्र किञ्चित् किञ्चित् एतत् किं भवति न्यूनं भूत्त्वा भूत्त्वा गच्छति किमर्थम् इत्युक्ते अनन्तरं समाप्त्येव भवति तदा तत् वयं यदा पाकं कुर्मः तत् अस्माकं शरीरे एव आगच्छति तद् अस्माकं हानि एव अस्ति तत् एतादृश वयं यदि मृत्तिकापात्रम् उपयोगं कुर्मः चेत् अस्माकं कृते बहु सम्यक् भविष्यतीति मम चिन्तनम् एतादृशम् परिवर्तनविसये लिखितवान् इष्टतम लेखकः इत्युक्ते अस्माकम् उत्कले सन्ति राधाकृष्ण राय् अनन्तरं गोपबन्धुदास् मधुवारिष्ट राय् एतादृश बहवः मम इष्टतमः लेखकाः सन्ति